तत्र किं भवति अस्माकं समाजे संस्कृतस्य स्थानं सर्वोपरि वर्तते अपि च संस्कृतस्य स्थानं संस्कृतभाषायाः अपि च संस्कृतम् आधारीकृत्य अस्माभिः बहूनि विभिन्नविषयाणामुपरि चर्चां कुर्मः कथनस्य अभिप्रायः वर्तते यत् आधुनिकशिक्षा पारम्परिकशिक्षा आधुनिकसमाजः पारम्परिकसमाजः तत्र संस्कृते बहवः ग्रन्थाः सन्ति तेषु ग्रन्थेषु पुराणं भवतु वेदः भवतु व्याकरणं भवतु साहित्यं भवतु इत्युक्ते यः खलु भारतीयसमाजे अथवा भारतीयः भूत्वा यदि संस्कृतविषये न जानाति संस्कृतिविषये न जानाति भारतीयपरम्पराविषये न जानाति अपि च भरतीय ऐतिह्यविषये संस्कारविषये यदि न जानाति सः उत्तमव्यक्तिः भवितुं न शक्नोति अतः यदि संस्कृतं सम्यग्रूपेण कः पठति संस्कृतं सम्यक् रूपेण कः जानाति संस्कृतविषये संस्कृतमाधारीकृत्य विभिन्नग्रन्थानामध्ययनं करोति तर्हि तस्य संस्कारः तस्य सः एव संस्कृतिविषये ऐतिह्यविषये भारतीयपरम्पराविषये सम्यक् रूपेण ज्ञातुं शक्नोति न खलु यः खलु आङ्ग्लभाषां पठति यः खलु विज्ञानं पठति यः खलु ते अग्रे गन्तुं शक्नुवन्ति तत्तु भिन्नः परन्तु संस्कारविषये तेषां संस्कारः किमपि नास्ति यदि संस्कारविषये वयं चर्चां कुर्मः तर्हि संस्कृतस्य अध्ययनं संस्कृतस्य पठनमेव नूनम् आवश्यकम् इत्युक्ते संस्कृतं यदि सम्यक् रूपेण अध्ययनं कुर्मः संस्कृतविषये सम्यक् रूपेण जानीमः तर्हि भारतीयसंस्कृतिः भारतीयपरम्परा भारतीय ऐतिह्यं भारतीयसंस्कारः एतेषां विषये ज्ञातुं शक्नुमः अतः आधुनिकम् एवं संस्कृतम् उभयोर्मध्ये पार्थक्यं वर्तते यत् सम्यक् रूपेण संस्कारजनितजनः यदि भवितुम् इच्छति तर्हि संस्कृतम् अध्ययनं नूनम् आवश्यकं संस्कृतं विना तत्र संस्कारो नास्ति संस्कृतिः नास्ति एवं च परम्परा नास्ति ऐतिह्यं नास्ति किमपि नास्ति अतः संस्कृतस्य स्थानं भारते सर्वोपरि वर्तते न खलु आङ्ग्लभाषायाः न खलु अन्यासां भाषाणामुपरि वयं चर्चां कुर्मः